हरिः ओं वदतु जि हा हा जानामि जानामि वदतु हा वद्तु हा अस्तु अस्तु हा क करोमि तत्र चिन्ता नास्ति हा हा अष्टवादने व् नववादने वा अहं करोमि एकघण्टात्मकं ब ब एकघण्टा पूर्ण एकघण्टात्मकं तस्य चालनस्य आवश्यकता भवति तत्र उदकं उपविश्य प्रार्थनीयं भवति अहं करोमि तत्र चिन्ता नास्ति परन्तु तत्र निर्बन्ध निर्बन्धः अस्ति एकः एकं विभा राम नियमः अस्ति प्रतिदिनं सायङ्काले यदा भवती गृहं प्रत्यागच्छति श्रवणभवनं मार्गे श्रवणभवनम् अस्ति किल ततः किञ्चित् मिश्रमाननीयम् अस्तु अस्तु हा हा निश्शुल्कं प्रति निश्शुल्कं भवती आनयति चेत् वरम् न मिष्टं मम प्रियवस्तु अस्ति हा न अधीनता वर्धन आ अस्तु अस्तु अस्तु अन्यः अन्यः विषयः अन्यविषयः तद भवती रैल् गच्छति वा पि कार्यालयार्थं गच्छति तदनन्तरमेव भवत्याः शेल्ड् आगच्छति शेल्ड् आगत्य उपरि मार्जनं प्रक्षालनं यत् सर्वं कृत्वा अवकरिकां सर्वमपि नीचे एव क्षिपति वा निक्षिपति एवमेव तत्र मम क्लेशः भवति तेन अहम् अत्र पुनः अहं तस्य मार्जनं कृत्वा अवकरिकायां मया संग्रहणं कर्तव्यम् इति भवति नगरपालिकायाः यानं यदा आगच्छति अवकर अवकरसंग्रहणार्थं तत् यानमपि त्रिवादनचतुर्वादनमध्ये त्रिवादनचतुर्वादनमध्ये एव आगच्छति किन्तु ततः यदि अवकारिका अवकारिकायां स्थापितं स्यात् अतः अवकारिकां स्थापितं चेत् अहं तत् त् तस्य दातुं अहं शक्नोमि तत्र मम चिन्ता नास्ति मम ब ब चिन्ता नास्ति एव अहं तत् बहुधा अहम् उक्तवान् परन्तु सा अवाच्यशब्दैः सह सम्भाषणं करोति व्यवहरति इत्येव अहं तया सह सम्भाषणम् कर्तुमेव न इच्छामि इच्छा तु न हा निरक्षयः स्यात् परन्तु किञ्चित् वा अहं भयभीतः इति आदरः कर्तव्यः किल इति अवश्यम् भवितव्यम् अवकारिका अवकारिका तत्र स्थापितव्या हा अवकारिका स्थापितव्या परन्तु अवकारिकायाः स्थापनेन कार्यं न भवति अवकरः तस्मिन्नेव क्षेपणीयम् इति स्यात् तस्य निश्चुनुतया श्रावणीया आं निर्देष्टव्या इति

व्य व्यवहारः अपि ह अनिन्द्यव्यवहारः व्यवहारः स्यात् तस्याः इति हा आनीतम् न जाने परन्तु एता मया एतादृशं दृष्टम् हा अस्तु किञ्चित् भवती अद्य यद आगामि भानुवासरे एव भवती सा भवती वदतु किञ्चित् तस्याः आ आदेशम् आदेशं यच्छतु आ अस्तु जि

वदामि किन्तु अस्य पुनः क्षालय क्षालनमहं करोमि

तदहं पश्यामि तत्र तत्र क्लेशो नास्ति तदहं पश्यामि परन्तु श्रवणतः भवन्तः मिष्टं आननीयम् अस्तु प्रतिदिनम् मम तु तत् हा यदा कदापि मिष्टन्तु स्वागतमेव अस्तु अस्तु जि हा